आम् आम् आम् आम् आम् वदतु महोदय गन्तव्यं आम् अस्तु अस्तु कुत्र कुत्र आमामाम् आम् आगच्छतु आगच्छामि आगच्छामि चिन्ता नास्ति कति जनाः सन्ति अस्तु पञ्चजनाः अस्तु आम् अस्तु कुत्र कुत्र गच्छन्ति आ गोविन्दराजमन्दिरम् आम् सत्यं सत्यं गोविन्दराजमन्दिरं अस्तु ओके अहं तस्य मार्गं किञ्चित् आमामाम् अहं तस्य मार्गं किञ्चित् न जानामि भवती जानाति वा आ आम् सत्यं गूगल् मेप् स्थापयामि अस्तु हा अप्पलय्यगुण्टतः अस्तु प्रायः तद् न शक्यते परन्तु यदि भवती सप्त वादन पर्यन्तम् आटोयाने गन्तुं शक्नोति चेत् शक्यते हो अस्तु उत्तमम् हा आमामाम् निश्चयेन नयामि किमर्थं न नयामि मूल्यं तु त्रिशताधिकसहस्रं भवति त्रिशताधिकसहस्रं ये ये ये

ये नैव नैव तथा नास्ति इदानीं पश्यतु पेट्रोल् रेट् अपि वर्धितमस्ति इन्धनस्य रेट् वर्धितमस्ति वयं किं कर्तुं शक्नुमः वदतु भवती एव आ मास्तु मास्तु अस्तु सहस्राधिकं नाम द्विशताधिकसहस्रं ददातु भोः ये तथा मास्तु तथा मास्तु अस्तु भवती कियत् ददाति वदतु एकवारं द्विसहस्रं सहस्रं वा द्विसहस्रं वा चिन्तयतु सहस्रं वा द्विसहस्रं वा चिन्तयतु सहस्रम् अये मास्तु भोः एकशतं वा अधिकं करोतु पेट्रोल् पश्यतु भोः अस्तु उपविशन्तु परन्तु सप्तवादनाभ्यन् सप्तवादनाभ्यन्तरे एतत्सर्वं भवतीति अहं न वदामि हा भवती सहस्रमेव ददति अस्तु अस्तु उपविशन्तु गच्छामः